स्वातन्त्रसंग्रामे अनेकैः महापुरुषैः सहकृतमस्ति अनेकैः सह सहकारः कृतः वर्तते एवं तस्यामेव सरणौ भारतियारित्यपि कश्चनमहापुरुषः अन्तर्गतः अस्ति तेन कथं स्वतन्त्रप्राप्त्यर्थं सहायः कृतः इति चेत् जनानां मध्ये स्व कवितारचनेन स्व कविबुद्ध्या कथं स्वातन्त्र्य शक्तिः स्वतन्त्रप्राप्त्यर्थं शक्तिः वर्धनीया इत्यादिकं चिन्तयित्वा कवितादिकं गीतादिकं तेन रचितमासीत् ततः तच्श्रुत्वा जनाः प्रे प्रेरणां प्राप्तवन्तः सन्तः स्वातन्त्र्यमपि स्वातन्त्रप्राप्त्यर्थमपि सहकृतवन्तः सन्ति इदानीन्तकाले स्वपुत्रान् पुत्रीन् च तदनुसारेण तैः यथा संस्कृत्या गीत संस्कृत्या उक्तम् अस्ति बालिकाः कथं भवेयुः बालकाः कथं भवेयुः इति तदनुसारेण सुपुत्रान् पुत्रीन् च इदानीन्तनपालकाः पालयन्तः सन्ति तदनुसारेण एवं इदानीन्तनकाले ये युवजनाः सन्ति ते तत् पठित्वा प्रेरणां च प्राप्नुवन्तः सन्ति इति संस्कृतौ तथा परम्परायां च एतेषां कथा एवं एतेषां वचनं एतेषां एतैः रचितानि गीतानि वचनानि च बहु महत्तरं प्रभावं जनेति स्म इति वक्तुं शक्यते